महाभारतं महर्षिः वेदाव्यासेन विरचितः बहु प्रसिद्धः इतिहासः विद्यते अस्मिन् ग्रन्थे कौरवपाण्डवानां महायुद्धं मुख्यविषयरूपेण वर्णितम् अस्ति मानवजीवनस्य धर्मः अर्थः मोक्षरूपः समस्तपुरुषार्थः अत्र विशालग्रन्थे सन्निवेशितः अत्र एकः श्लोकः अस्ति धर्मे चार्थे च कामे च मोक्षे च भरतर्षभः यदि हस्ति तदन्यत्र यनहस्ति न तत् क्वचित् अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीता गीता विद्यते भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञानकर्मं भक्तिविषयकः उपदेशः गीतायां प्रदत्तं अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति मानवजीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति सन्ति इयं विश्वजननी कृते कालजननी चिरन्तनी एव प्रथमं महाभारतस्य इतिहासपुराणम् आख्यातनं किञ्चित् नामानि आख्याते रूपस्य